हा नमस्ते भोः कथमस्ती कुशलिनी वा हा अहमपि कुशलः वर्ते कुशलेन वर्ते च कः विशेषः कथयतु

ओ हो हा समीचिनं भवती अध्ययनाध्यापनं साधु करोत्येव तेन सह तेन सह केचित् विशिष्टाः नियमाः सन्ति पदोन्नतये विश्वविद्यालयस्य विश्वविद्यालयस्य गुणवत्ताश्वासनकेन्द्रम् इति भवति ऐ क्यू ए सि इति सङ्क्षेपेण आङ्ग्लभाषायां वदामः इन्टर्नल् क्वालिटि अशूरेन्स् सेल् इति तेषाम् अस्मिन् विषये विस्तरेण कथनं भवति तत्र सङ्क्षेपतः मया उच्यते तत्र पदोन्नतये आदौ शोधलेखानां प्रकाशनं करणीयं भवति आमां नाम अवरतः अवरतः प्रकाशिताः स्युः तत्तत्छोधपत्रिकायां ताश्च ताश्च शोधपत्रिकाः विश्वविद्यालयानुदानायोगस्य सूच्यां नामाङ्किताः स्युः यु जि सि केर् लिस्टेड् जर्नल्स् इति वदामः वयं अत्र अत्र प्रकाशिताः स्युः भवत्याः लेखाः पुनः अव अवरतः पञ्च अवरतः पञ्च शोधलेखाः प्रकाशिताः स्युः पुनः भवत्याः कक्ष्याः याः सन्ति निर्दिष्टाः समयसारिण्यां तासां पञ्चानां वर्षाणाम् अध्यापितकक्षाणां गणना भवति तासां कक्षाणामङ्काः भवन्ति पुनः भवत्या ये शोधलेखाः प्रकाशिताः तेषाम् अङ्काः भवन्ति तदतिरिच्य अन्येऽपि अङ्काः भवन्ति यथा भवत्या मर्गदर्शनं कीयतां छात्राणां कृतं शोधनछात्राणां एवं केऽपि ग्रन्थाः लिखिताः वा शोधसङ्गोष्ठीषु भागग्रहणं कुत्र कुत्र कृतं एकैकस्य विषयस्य भिन्ना भिन्नाः अङ्काः भवन्ति शोधसङ्गोष्ठ्याः अङ्काः भवन्ति यथा अन्ताराष्ट्रीयशोदसङ्घोष्ठ्यां पत्रप्रस्तुतेः अन्ये अङ्काः भवन्ति राष्ट्रीयशोधसङ्घोष्ठ्यां पत्रप्रस्तुतेः अन्ये अङ्काः भवन्ति एवं ग्रन्थस्य अन्ये अङ्काः भवन्ति शोधलेखस्य अन्ये अङ्काः भवन्ति आहत्य सर्वेषाम् अङ्कानां योजनं कुर्वन्ति तत्र नियता अङ्क् नियताः अङ्काः भवन्ति अवरतः एतावन्ताः अङ्काः स्युः इति मिनिमं मार्क्स् तदतिरिच्य भवन्ति चेत् इतोऽपि साधु किन्तु तावन्तः अङ्काः श्यूरेव एवं तत्र निर्धारणं वर्तते हा अस्तु भवती आवेदनं करोतु यथा यथा अत्र निर्देशाः भवन्ति निर्देशानुगुणम् आवेदनं करोतु अनन्तरम् अङ्काः योजयितुं शक्यन्ते हा अस्तु तथैव भव